भारते भरतनाट्यं कुचुपुडि यक्षगान इत्यादि अनेकनृत्यरूपकाणि सन्ति भरतनाट्यं भारते एकः लोकप्रियः नृत्यशैली अस्ति भरतनाट्यं भरतमुनिना निर्मितम् अतः भरतनाट्यम् इति उच्यते भरतनाट्यस्य अनेकाः भिन्नाः मुद्राः तथा नृत्यविधाः सन्ति अतः भरतनाट्यं बहु सुन्दरः भवति मञ्जूवारियर् एकः भारतीयः अभिनेत्री मुख्यतया मलयालभाषायाः चलनचित्रेषु केनचित् तमिल् चलनचित्रेण सह कार्यं करोति राष्ट्रीयचलनचित्रपुरस्कारः केरलराज्यपुरस्कारः इत्यादि प्राप्ता